तरणम् इति यद् वर्तते तत् सर्वैः स्वीयजीवने अध्येतव्यमेव वर्तते अवश्यम् अध्येतव्यत्वेन वर्तते तरणेन देहे स्वास्थ्यं सिद्ध्यति मनः अत्यन्तं तुष्टं भवति कदाचित् अपायः यदि भवति जलनिमित्तः तत्रापि इदमत्यन्तं सहकरोति अतः तरणम् इति अस्माभिः अध्येतव्यमेव तदपि यदि बाल्यकाले अभ्यस्तं तर्हि तत् सुष्ठु सिद्ध्यति अन्यथा यदा कालः लभ्यते तदानीमपि पठितुं शक्यते किन्तु यदा बाल्यकाले अभ्यस्तं भवति तर्हि अत्यन्तं सौकर्यं भवति देहः अत्यन्तं दृढो तिष्ठति कदापि रोगाः नागच्छन्ति अयं मनुष्यः स्वस्थस्तिष्ठति अतः सर्वैः स्वास्थ्यरक्षाणर्थम् अयमेकः उपायः सर्वथा अन्वेष्टव्यो भवति यदी मां पृच्छन्ति भवतां जीवने कथं तरणं वर्तते इत्युक्ते जीवनस्य तरणम् अन्यत् यदि तरणस्य विषये पृच्छन्ति तर्हि अहं तु ससन्तोषं वक्तुं शक्नोमि किम् इत्युक्ते अहं बाल्यकाले चतुर्थकक्षायां कर्नाटकराज्यस्य चिक्कमङ्गळूरुमण्डलस्य शृङ्गगिरीनिकटे हरिहरपुरम् इति एकः ग्रामः अस्ति तत्र एकं गुरुकुलस्ति प्रबोधिनीगुरुकुलमिति प्रबोधिनीगुरुकुले बाल्याकाले एव किं जातमित्युक्ते तरण्स्य अभ्यासः कृतः अस्माकं कृष्णशास्त्रीमहोदयः इति वर्तते सः किं करोति प्रबोधिनीगुरुकुले आसीत् सः किं करोति इत्यु्कते करोति स्म इत्युक्ते अस्मान् स्वीकृत्य साक्षात् जले क्षिपति स्म यदा क्षेपणानन्तरं किं तरणं स्वयम् आगच्छति अतः तत्सर्वं स्मरामश्चेदपि अत्यन्तं तोषो भवति यदा प्रथमपर्याये तरणाकक्ष्यार्थं गतं तदानीं बहु जलं पीतवान् अहं जलं पीत्वा इतः परं न शक्यते अहं मरिष्यामि इति भावः आगतः तदानीम् अहं हस्तपादयोः चालनं कृतवान् परं तरणमागतमेव अतः तरणं तरणस्य प्रथमः अनुभवः यः वर्तते सः अत्यन्तं विशिष्टः एकैकस्य एककैकरीत्या अनुभवः वर्तते